भारते तत्र वस्त्रविन्यासक्षेत्रम् इति इदानीन्तनकाले तत्र बहु महत्त्वतमम् एकं क्षेत्रम् इति एव वक्तुं शक्यते तत्र पूर्वतनकाले अपि उत्सवे कीदृश वस्त्राणि धृतव्यम् इति तादृशः एकः नियमः ते आचरन्ति एव आच्र् आचरितवन्तः एव इदानीन्तनकाले तत्र अस्मिन् काले तत्र पौराणिककाले धौतवस्त्रं चोलि निचोली शाटिका इत्यादयः एव अधिकम् उपयोगं कृतवन्तः परन्तु आधुनिककाले तु पाश्चात्य वस्त्राणि अधिकं वयं द्रष्टुं शक्यते इत्यस्मिन् विषये लवलेशम् अपि सन्देहं नास्ति तत्र एकं कारणम् अस्ति तत्र सौलभ्यं सौल्यभ्यार्थमपि तादृशवस्त्राणि जनाः धरन्ति शाटिका अपि तादृशानि सांस्कृतिकवस्त्राणि अपि उत्सव समये ते धरन्ति अतः वस्त्रविन्यासक्षेत्रं तु अस्माकम् इदानीम् आधुनिकतनकाले भारतदेशे बहु मुख्यम् एकं स्थान स्थाने अस्ति